मम अत्यन्तम् इष्टा क्रीडा लगोरि यतः अत्यन्तं निष्किञ्चनाः अपि जनाः इमां क्रीडां क्रीडितुं शक्नुवन्ति यतः सामग्री अप् अप् इयम् अपेक्षिता एव इति नास्ति यां काञ्चित् वयं स्वीकृत्य किञ्चित् क्रीडयितुं शक्न् क्रीडितुं शक्नुमः अत अपि च पक्षद्वयं भवति इति कृत्वा अत्यन्तं कुतूहलः भवति मया एव जयः प्राप्तव्यः मम पक्षस्य कृते एव जयः प्राप्येत इति अस्मभ्यं भवति अतः यद्यपि तत्र जयं न प्राप्नुमः अथापि अग्रिमवारम् अस्मभ्यं प्राप्यते इति विश्वासः विश्वासः एव क्रीडायां प्रवृत्तिं जनयति एवं च विना धनम् अपि च सहजतया ग्रामेष्वपि क्रीडितुं योग्या क्रीडा इत्युक्तौ लगोरि इति वक्तुं शक्यते अतः लगोरि एका इष्टा क्रीडा अपि च अनेन अस्माकं मनः अपि सन्तुष्टं भवति अपि च आयासः सञ्जायते इति कृत्वा रात्रौ सम्यक् निद्रा अपि आगच्छति अतः लगोरि इष्टा क्रीडा